मम केशः सम्यक् नासीत् अतः अहं हेर्जेल् इति स्वीकृतं हेर्जेल् मध्ये बहूनि वर्तन्ते तत्रापि हिमालयन् इति एकं प्रोडक्ट् वर्तते तद्वारा अहं हेर्जेल् स्वीकृतं तत् बहुसमीचीनं वर्तते मम मस्तके प्रथमतः केशः अतिन्यूनाः आसीत् सम्यक्तया नासीत् यदा अहं हिमालयन् प्रोडक्ट् द्वारा केशं कृते केशे हेर्जेल् स्थापितं तदा सम्यक्तया केशानि अभवत् अतः एतत् प्रोडक्ट् अतीवसमीचीनं वर्तते अहं प्रतिदिनं तदेव यूस् कुर्वन्नस्मि मम स्नेहितानां कृते तदेव अहं इ उपयोगं कुर्वन्तु इति सूचितं